हस्तनिर्मितवस्त्रैः रेडि मेड् वस्त्राणि बहुभिध्यन्ते रेडि मेड् वस्त्राणि वस्त्रात् हस्तनिर्मितवस्त्रैः वस्त्रं वस्त्रे बहु सुन्दरम् अस्ति हस्तनिर्मित वस्त्रं वस्त्रं बहु सुदरम् अस्ति सः स् एतत् वस्त् एतत् एतस्मिन् वस्त्रे कर्मकराः हस्तात् कार्यं कुर्वन्ति अतः बहु सुन्दरं इति अहं मन्ये यद्यपि रेडि मेड् वस्त्राणां महति विपणिः वर्तते तथापि जनाः हस्त निर्मितानि वस्त्राणि एव क्रेतुम् इच्छन्ति किमर्थं चेत् ते बहु सुन्दरं दृश्यन्ति तस्मिन् ह हस्तात् कार्यं कुर्वति सः कर्मकरः अतः कार्यमपि तत् कार्यमपि बहू बहु सुन्दरं दृश्यते अत्र बहूनि कार्याणि सन्ति एतत् हस्तनिर्मितवस्त्राणि ते तेषां बीड् वर्क् निट्टिङ्ग् त्रेड् वर्क् एतत् सर्वे भविष्यन्ति रेडि मेड् वस्त्रे तु व वयम् अत्यन्तं सुन्दरं न दृश् इति न दृष्यन्ते